मया होम्तेटर् आनयितवान् अस्ति परन्तु सः होम्तेटर् केवल द्रष्टुमेव सम्यगस्ति एकमासः जातः परन्तु शब्दः अपि न आगच्छन्ति सः होम्तेटर् सम्यगेव नास्ति